यद्यपि बहवः जनाः पाश्चात्यकलानाम् अनुसरणं कुर्वन्ति तर्हि अपि अस्माकं भारतीयकलाः तु भारतीयाः एव वयं सर्वे अभिमानम् अनुभवन् अनुभवामः भारतीये कलासु यत् आध्यात्मं वर्तते यद् धीरगभीरता या धीरगभीरता वर्तते तत् अन्यत्र नास्ति उदाहरणार्थम् सङ्गीतं पाश्चात्यसङ्गीते पाप् म्यूसिक् अस्ति तत्र केवलं धाङ्गडधिङ्गा दृश्यते किन्तु अस्माकं भारतीयसङ्गीते तत्र आध्यात्मं वर्तते स्वराः कोमलाः सन्ति रागविस्तारः अपि धीरगभीरतया तत्र बहु कोमलतया तत्र कर्णमधुरं सङ्गीतं वर्तते अस्माकं नृत्यमपि कत्थकनृत्यं लावणीनृत्यम् पुनः आदिवासिनृत्यं पोवाडा एते सर्वे प्रकाराः अस्माकं कृते अभिमानाः सन्ति अहं भारतीया अस्मि इति मम कृते अभिमानास्पदमस्ति